हरि ओम् आगच्छन्तु आगच्छन्तु आगच्छन्तु अत्र उपविशन्तु उपविशन्तु

अद्य भवतां साक्षात्कारः वर्तते सर्वप्रथमं स्वपरिचयः देयः

अस्तु अस्तु अस्तु अस्तु आचार्यपरीक्षा कुतः उत्तीर्णः कृतः भवता अस्तु अस्तु अस्तु अध्यापितग्रन्थेषु कस्मिन् ग्रन्थे विशेषरूपेण गतिः किंवा अधिकारः वर्तते

अस्तु अस्तु अस्तु तर्हि व्युत्पत्तिवादे वेदाः प्रमाणं यतोहि नियमः वर्तते यत् लिङ्गं यत् यद् वचनं या च विभक्तिः विशेषस्य तद् लिङ्गं तद् वचनं सा च विभक्तिः विशेषणस्यापि तर्हि अत्र वेदाः प्रमाणम् इत्यत्र कथं सङ्घटनीयं सङ्घटनं कुर्वन्तु भवन्तः

अस्तु अस्तु अस्तु साधुः साधुः साधुः साधुः साधुः साधुः साधुः साधुः आम्